मम इष्टतमं बैक्यानम् इत्युक्ते रायल् एन्फ़ील्ड् बुलेट् मम समीपे पूर्वं डीज़ल् बुलेट् अनन्तरं पेट्रोल् बुलेट् उभयमपि आसीत् इदानीं बजाज् डिस्कवर् इति एकं बैक् अस्ति बुलेट् नास्ति मम ड्रीम् बैक् इति इतोपि बुलेट् एव वर्तते इदानीं तु विद्युत्चालित बैक् यानानि आगतानि इति कारणतः डीज़ल् पेट्रोल् उपयोगः न्यूनः करणीयः इति कारणतः तत् कथं भवेत् इति आसक्तिरस्ति द्रष्टुम् आसक्तिरस्ति विद्युत् बैक् यानं सुकरं भवेत् प्रकृतिविषयेपि पूरकं भवेत् इति कारणतः विद्युत्चालित बैक् यानम् एकं स्वीकर्तव्यम् इति मम ड्रीम् अस्ति